अहं शास्त्रीयगानं गातुम् इच्छामि समकालीन आधुनिकसङ्गीतमपि गातुम् इच्छामि किमर्थम् इत्युक्ते अस्य मम मनसि किं भवति यदा क्लेशः भवति अथवा दुःखः भवति अथवा स्ट्रेस् भवति तदा अहं गायामि पुनः मम प्रकोष्ठीयः अपि गायतु गायतु इति यदा वदति तदा अपि अहं गायामि तस्य सन्तोषार्थं मम सन्तो षार्थम् अपि गायामि अन्येषां सन्तोषार्थमपि गायामि शास्त्रीयसङ्गीतं तु यदा अहम् एकः एव भवामि तदा श्रोतुं बहु इच्छामि अहं आधुनिकसङ्गीतं तु यदा कोलाहलः भवति तदा अहं श्रोतुम् इच्छामि कोलाहलस्य निवारणार्थं न तु स्वसुखार्थं अतः द्वयमपि श्रोतुम् इच्छामि इति गातुमपि इच्छामि